आं सर्वेषां कण्ठस्य वेदना भवति यदा ई शीततः कण्ठवेदना भवति चेत् वयम् अग्निज्वालम् आनीय तत्र वस्त्रं धृत्वा तत् कण्ठमध्ये कण्ठपार्श्वे उष्णं करोमि चेत् तद् कण्ठवेदना सम्यक् अपि भवति एतत् एकं जातं द्वितीयं भवति कण्ठे यदा कण्ठवेदना भवति चेत् ग्राम्यचिकित्सा मम वर्तते अहं किं करोमि तुलसीपत्रं ज्ञानादेव तद् तुलसीपत्रम् आनीय तद् जलमध्ये मार्जनं कृत्वा तत् पिबामि ततः तत् सम्यक् भवति तत् सम्यक् भवति अतः तत् तदेव कर्तव्यम्